मम प्रदेशे द्विचक्रिका त्रिचक्रिका विमानयानं लोकयानं रेलयानं च इत्यादि उपलभ्यमानाः सञ्चारव्यवस्थाः सन्ति किन्तु प्रायः वाहनानि समये न उपलभ्यन्ते यतो हि न्यूनसङ्ख्यायां वाहनानि सन्ति मार्गः अपि तावत् उत्तमः नास्ति तेन कारणेन विलम्बः भवति एवं च तत्र ऊबर् केब् इत्यस्य सुविधाः अधिकतयाः तत्र न उपलभ्यन्ते एवञ्च समयविषयकः मार्गविषयकः बाधा मम प्रदेशे अनुभूयते